सामाजिकपरिरक्षणे अभिवृद्धौ कार्यक्रमाणि अनेकानि प्रज्वलितानि सन्ति इन्फोसिस् भारतीयविद्याभवन् आर् वि ग्रूप् आफ् इन्स्टिट्यूशन्स् आदम्यचेतना अजिम् प्रेम्जि फौण्डेशन् शङ्करा चारिटी फौण्डेशन् बालगङ्गाधरस्वामी ट्रस्ट् चिन्मया ट्रस्ट् शारदासेवा आश्रम् रामकृष्णा मिशन् अनेकाः समाजकल्याणार्थं विद्धि आरोग्य अभय आदाय अन्नवितरण अक्षरक्षेत्रं वृद्धाश्रम् अबलाश्रं बालयुवकल्याणकेन्द्रम् इति सेवा उपलब्धाः सहकारः जनेभ्यः अधिकतं दानरूपेण दत्तम् श्रमरूपेण वा सेवारूपेणापि प्राप्तम् परन्तु एम् एन् सि द्वारे वित्तप्रयोजनम् अधिकाङ्क्षम् अस्ति अत्र स्वकार्यं वा स्वामिकार्यम् अपि सूचयति अस्तु तर्हि योग्यम्